अत्र पृष्टं आधुनिककाले बहु उपयुज्यमानाः आप्विशेषाः के इति वक्तुं शक्यते सर्वमपि वाट्सप् फ़ेस्बुक् इन्स्टाग्राम् ततः परम् ओला यूबर् ऐआर्सिटिसि रेड्बस् इत्यादि ये आप्विशेषाः वर्तन्ते ते सर्वेपि बहु उपयुज्यमानाः एव गूगल्पे फ़ोन्पे यु पि ऐ इत्यादि आप् ये वर्तन्ते ते सर्वेपि धनप्रेषणार्थं साधनं वर्तते एवं च तद् आप्विशेषाः उपयुज्याः एव ततः पृष्टं दूरवाण्याः उपयोगः दुरुपयोगाः के इति वस्तुतस्तु दूरवाण्याः उपयोगाः ये वर्तन्ते तथैव दुरुपयोगाः वर्तन्ते एव तत्र माध्यमे किञ्चित् अश्लीलचित्राः वर्तन्ते तद्दृष्ट्वा यौवनानां मनः कलुषीभवति तस्मात् तदेव दुरुपयोगः इति वक्तुं शक्यते